हा हरिः ओम् हरिः ओं भगिनि हरिः ओं नमस्ते आगच्छतु अन्तः आगच्छतु आम् उपविशतु उपविशतु अग्रे उपविशतु हा किं भगिनि कुशलं वा हा वदतु हा कुशलं वदतु अत्र आगतवती दूरम् आगतवती अधिवक्ता समीपे आगतवती सः विषयः हा वदतु हा एवं वा भवतः पिता इतोऽपि अस्ति नास्ति वा आम् मृतः कति दिनानि अभवन् एकवर्षम् अभवत् तस्य मरणपत्रम् अस्ति वा मरणपत्रम् अस्ति चेत् भवन्तः कति सहोदरसहोदर्यः तिस्रः त्रयः सोदर्यः सन्ति वा हा इदानीं भवन्तः एवं करोतु तत्र मरणपत्रं दत्वा वार्षतव्यं तहशील्दार आफीस् गत्वा तहशील्दार् आफीस् गन्तव्यमस्ति तत्र वाट्सप् पत्रे इति ददाति वाट्सप् पत्रे इत्युक्ते भवतः पितायाः अग्रिमपुत्रः पुत्र्याः सः ददाति तद् ह तद् वारसपत्रम् आनयित्वा किं करणीयं तद् स्थानीयमुन्सिपाल्िटि अस्ति खलु तत्र ददाति चेत् अस्याः पितायाः नामनि चेत् अन्यत् नाम स्थापयति हा जोयिण्ट् नेम् आगच्छति भोः तहशील्दार् अपि तत्रैव अस्ति कनकदास बडवणनगरे अस्ति तत्र गत्वा एवं करोति अर्जीं ददाति चेत् एवं ददाति वार्सापत्रं ददाति तत् स्वीकृरुत्य न वाट्साप्पत्रम् एकम् अश्यकं वाट्साप्पत्रं कृते एकं मरणपत्रं दातव्यम् अन्यत् सर्वेषां पुत्र्याः आधार् कार्ड् अपि दातव्यमस्ति एक अर्जि ददाति अपिडेविट् कृत्वा एकम् अर्जि ददाति तदा वाट्साप्पत्रं करोति वाट्सापत्रम् एवं कृत्वा ददाति वाट्साप् तत्रैव अस्ति मुन्सिपालिटि इत्युक्ते रेल्वे स्टेशन् समीपे अस्ति तत्र हा न तत्रैव अस्ति ददाति तत्र किं करोतु अत्र ददाति चेत् एते किं करोति भवतः पितायाः नाम निष्कास्य भवत्याः त्रयः भगिन्यः नाम स्थापयति यदि जोयिण्ट् नाम भवति चेत् भवतु नो चेत् भवत्या एकम् एव नाम अवश्यकं चेत् एते सर्वे मिलित्वा सब् रिजिस्टर् नो चेत् न्यायालयं गत्वा सो अनुमतिं ददाति भवत्याः एकम् एव नाम भवति तदा भवति हा एका एव नाम् अवश्यकं त स तस्य अपि अनुमतिः अवश्यकमस्ति अनुमतिः सप्रेष्टा आफीस् मे न ददाति चेत् न्यायालयं गत्वा केस् कर्तुं भवति न्यायालयद्वारा एकं ड िक्रिं कृत्वा प्रेषयति चेत् भवत्या एकम् एव नामागच्छति तथा करोति चेत् शक्यते एवं करोतु हा एवं करोतु कति रूप्यकाणि इत्युक्ते न सर्कारी शुल्कं भवति तहशल्दार् आफ़ीस् मध्ये सर्कारी शुल्कं भवति तत् पूरितव्यम् अन्यत् सब् जिस्ट्र आफ़ीस् गच्छति चेत् तत्रापि स्टाम्प् शुल्कं भवति तत्रापि दातव्यम् आहत्य पञ्चसहस्रं मध्ये सर्वं कार्यं समाप्यते एवं कर्तुं शक्यते हा आवश्यकमस्ति तद् हा अस्तु अस्तु अस्तु भगिनि अस्तु करोतु माहिती इति अवश्यकं खलु माहिती स्वीकरोतु यदा कदापि अवश्यकं चेत् करोतु अस्तु धन्यवादः अस्तु अस्तु स्वागतं भगिनि स्वागतम्